पूर्वं तु एतादृशी व्यवस्था नासीत् तदनुगुणं जनाः जीवनं यापितवन्तः सम्प्रति मनोरञ्जनं सम्पूर्णं प्राप्तुं प्रविधिशास्त्रस्य प्रयोगं कुर्वन्ति अहं तु चलनचित्रादिकम् अहं दूरवाण्याम् एव पश्यामि एवम् तत्र प्रयानसन्दर्भे गीतानि अपि मोबैल् द्वारा अहं शृणोमि एवं मणोरञ्जनपूरण पूरणार्थं साम्प्रति काले तन्त्रज्ञानस्य आवश्यकता वर्तते